मम प्रदेशे तु वस्तुतः बह्व्यः वार्तापत्रिकाः सन्ति परन्तु मम फ़ेव् एवं प्रिया पत्रिका इति पृच्छति चेद् तादृशी एका इति न वक्तुं शक्नोमि किमर्थमित्युक्ते सर्वाः अपि समीचीनाः एव ए एकस्मिन् पत्रे यद् नास्ति तत्तु भिन्नम् अन्य पत्रेभिः भवितुमर्हन्ति अतः अहम् मम पार्श्वे यदस्ति चत्वारः अस्ति चेत् तद् चत्वारपत्राणि अपि पठय् पठामि अनन्तरं तेषाम् एव एकम् अव निरूपणं कृत्वा अन्तिमम् एवम् उद्बोधः भविष्यन् भविष्यामि मम न बुध्यते चेद् कुत्रापि लेखः अपि भिन्नं भिन्नं भविष्यति खलु अतः तत्र तेषां टिप्पणीमध्ये किञ्चित् विस्तारं भवितुमर्हति वार्ताः सम्यक् एवं समानमेव परन्तु तेषाम् अवधारणशैलिः भिन्ना भिन्ना भविष्यति अतः अहम् इतोपि एकं नास्ति यदि लभ्यते लेभ्यते चेद् चत्वारः वा पञ्चः वा भिवि पठामि अतः अहं तदेव तत्र मम केरळराज्ये तु प्रथमा मनोरमा इति एका पत् वार्तापत्रिका वर्तते अनन्तरं मातृभूमिः दीपिका तादृशं बहूनि सन्ति परन्तु सर्वे तेषां कृते न्यूनता अपि सन्ति तदेव गुणाः अपि सन्ति तत्सर्वमस्माभिः चिन्तनीयः खलु किमपि तत्र कः दोषः अस्ति चेत् तद्दोषं विहाय गुणं कुत्र वर्तते तत् एव स्वीकर्तव्यः तदेव मम अभिप्रायः अस्मिन् विषये सर्वेषु राज्येषु एवमेव वर्तते यद् बहूनि पत्राणि सन्ति परन्तु कः सम्यगिति अस्माभिः अस्माकं चिन्ताशाखया स्वबुद्ध्या एव ज्ञातव्यः तत्र अन्येषां कृते तद् अस्माकं बुद्धिः अस्माकं मनसि मनसि किं सम्यगस्ति केन सम्यगुक्तम् अत्र अस्माकं स्वबुद्ध्या एव तत् ज्ञातव्यः केवलं पत्रेषु लिखितमस्ति अतः तदहं तदेव स्वीकरोमि इति न चिन्तनीयम् इति